मम प्रियतमा युद्धकला निरुद्धम् इति निरुद्धे अहं कानिचित् दिनानि अभ्यासङ्कृतवान् तस्मिन् अभ्यासकाले मया निरुद्धस्य सूक्ष्माः अंशाः ज्ञाताः विशेषेण साधनानाम् अपेक्षा अत्र न भवति इति प्रथमः अंशः द्वितीयः अंशः निरुद्धस्य अभ्यासेन अस्माकं दैहिकं स्वास्थ्यं मानसञ्च स्वास्थ्यं परिपोषितं भवति इदं निरुद्धं सर्वैः अभ्यस्तव्यम् इति मे मतिः यतः एषा युद्धकला यदि अभ्यस्ता तर्हि आपत् सन्दर्भे इयं युद्धकला अस्मान् पोषति रक्षति